सा लेखनं घटने ग्रामीणक्षेत्रेषु सर्वकारीयव्यवस्थाः समीचीनाः एव भवन्ति परन्तु तत्र पर्यवेक्षणलोपाः अधिकाः सन्ति वस्तुतः तत्र ग्रामे नर्सरी रूपेण वृक्षाणां सस्यरक्षणं भवति यदा वर्षाकालः वर्षाकालेषु तत्र स्थापयन्ति वृक्षाः अनन्तरं कुत्र विद्युत् स्तम्भाः गच्छन्ति तत् तन्त्रीणी तीय अधः स्थापयन्ति अनन्तरं कर्तनम् अपि कुर्वन्ति कर्तनं स्थापनं द्वयमपि सम इत्युक्ते अधिकारीमध्ये अवगाहनलोपाः अधिकाः सन्ति इति मम अभिप्रायः धन्यवादः